अस्माकं क्षेत्रे अस्माकं प्रदेशे तावत् अपराधिपरिणामं सम्यगस्ति यदि कश्चन अपराधं करोति तर्हि तस्य सम्यक् समीचीना एव शिक्षा लभ्यते एवं सम्यक् समीचीना शिक्षाप्रदानेन अन्ये ये ये इदं शिक्षां ये एनां शिक्षां पश्यन्ति तेभ्यः भयं भवति अस्तु एवम् अग्रिमपर्याये मया इदं सर्वं न कर्तव्यम् इत्यादि भयं भवति तेन भयेन ते अग्रिमपर्याये एतारशम् अपराधं कर्तुं न पारयन्ति अतः सम्यग् समीचीनम् एव ते शिक्षां प्रयच्छन्ति इदं च अपराधम् अस्माकं क्षेत्रेषु जनाः तेषाम् एव वचः चलेत् नाम ते अभिमतं यदस्ति तदेव भवेत् इति येषां ममाभिमानमस्ति तेषाम् अपराधः कदाचित् भवति दारिद्र्यवशात् कदापि अस्माकं क्षेत्रे न भवति अपि तु एवं ममाभिमानवशात् मम एव वचः एते सर्वे श्रुणुयुः इति वशात् अपराधं कदाचित् कुर्वन्ति सर्वदा एवमेव भवति इति नास्ति तेषामपि एवं दुर्बुद्धिः नास्ति अस्माकं क्षेत्रेषु यदि अपराधं कुर्वन्ति तर्हि एवम् अधिकधनसम्पादनार्थम् अहम् अधिकं सम्पाद्य श्रीमन्तः भवेयम् इत्येवं रूपेण जनाः श्रीमन्तः भू भवितुम् अपराधं कुर्वन्ति दारिद्र्यं दारिद्र्यं तु कस्यापि नास्ति निरुद्योगः इति अस्माकं क्षेत्रे तावत् बहु न्यूनमस्ति अस्माकं देशे अपि प्राक् त्रयोविंशतिः पर् प्रतिशतं निरुद्योगः निरुद्योगम् आसीत् इदानीं तु त्रिप्रतिशितम् एव अस्माकं देशे निरुद्योगस्य प्रतिशतं वर्तते त्रिपरि त्रिप्रतिशतं त्रि प्रतिशतं केवलमस्ति एवं रूपेण निरुद्योगेन कारणेन निरु निरुद्योगिनः अपराधं न कुर्वन्तः सन्ति अपि तु तेषां स्व आलोचनया तेषां स्वाभिमतं कर्तुम् एवं पारयन्ति तेन कारणेन ते अपराधं कुर्वन्ति इत्येवं रूपेण दारिद्र्यस्य निरुद्योगस्य कारणेन इदं न सम्भवदस्ति इति इत्येवं